संस्कृतभाषायाः विकसनं विकसनार्थं विकासार्थं बहवः ग्रन्थाः सन्ति तद् पटः पा फा पठित्वा सम्यग्रीत्या भाषणं कुर्युः संस्कृतभाषायां बहवः ग्रन्थाः सन्ति संस्कृतस्य पट पाठः सं संस्कृते भवेत् संस्कृतकलाशालासु संस्कृतभाषायां संस्कृते एव पठनीयम् संस् संस्कृतभाषायाः प्र पठनार्थं ग्रन्थाः बहूनि उपकारान् उपकाराणि सन्ति बालाः कलाशालासु संस्कृतम् संस्कृतभाषा संस्कृते संस्कृते पठ पठ पठतु